हरि ओम् नमस्कारः ओ परमेश्वरः वा ओ सम्यक् अस्ति वा कुशली कुशलः कुशलं वा सर्वम् अयो

अयो पुनः गतसप्ताहे एव भवान् पादवेदना इति आगतवान् इदानीं भुजस्य वा

किं लेपितवान् किमपि मूव् वा फास्ट् रिलीफ् वा लेपितं लेपितवान् वा अस्तु अस्तु इदानीं किमपि लेपयतु आयोडेक्स् वा मूव् वा लेपयतु अनन्तरं गुलिकां पेन्किलर् गुलिकामपि स्वीकरोतु अनन्तरं एतत् ऐस् पैक् स्थापयतु एतत् सर्वं करोतु

आम् पेन्किलर् गुलिका अद्य स्वीकरोतु अस्तु अस्तु

अस् अस्तु वयम् इदानीं गुलिकां स्वीकरोतु मूव् लेपयतु अनन्तरं सायं पर्यन्तं वयं पश्यामः सायमपि अधिकम् अस्ति चेत् वेदना अस्ति चेत् वयं एक्स् रे अन्यत् कर्तुं चिन्तयामः कुर्मः तद् इदानीं सायम्पर्यन्तं तु गुलिकां स्वीकृत्य विश्रान्तिं स्वीकरोतु अस्तु वा

अस्तु अस्तु अस्तु सायम्पर्यन्तम् अस्तु अस्तु

अवश्यम् अवश्यं तर्हि पश्यामः स्वीकुर्मः स्वीकुर्मः एकवारम् अत्र आगच्छतु वैद्यालयम् आगच्छतु एकवारं दृष्ट्वा अनन्तरम् एक्स् रे सर्वं कुर्मः सायं पर्य सायम् अस्तु अस्तु अस्तु तर्हि सायं मिलामः अस्तु अस्तु अस् अस् आम् आम् अस्तु अस्तु स्वागतं स्वागतम्